मम ग्रामे तु महिलाः जनाः मसालानां पेषणार्थं सम्प्रति न मिलन्ति एव पूर्वं तु तादृशी प्रथा आसीत् यत्र तत्र बह्व्यः महिलाः मिलित्वा मसालानां पेषणं कुर्वन्ति स्म यतः तत्र एकैकया तु तत् कार्यम् असाध्यं भवति स्म सम्प्रति तु मसालादिकम् आपणेषु सुलभतया क्रेतुं शक्यते पुनः यन्त्राण्यपि सन्ति येषाम् उपयोगेन गृहे एव अन्येषां सहायेन विना तत्र मसालानां पेषणं कर्तुं शक्यते अतः सम्प्रति तु महिलाः मसालपेषणार्थं नैव मिलन्ति न केवलं मसालानां पेषणार्थम् अपि तु तादृशं यत् किमपि एकं कार्यं साधयितुं सम्प्रति मेलनम् इति अतीव दुर्लभं वर्तते द्रष्टुं कुत्रापि साम्प्रतिकदिवसेषु न लभ्यते